नमस्ते मञ्जुनाथ महोदय हरिः ओं हरिः ओं हरिः ओं आ बहुकालानन्तरं दर्शनं भवद्दर्शनं अ आ इदानीं तावत् भवान् शासनकर्ता सञ्जातः तदनन्तरमेव अस्माकं मिलनं मेलनमेव न भवति ह अ एकं प्रधानं प्रश्नं प्रष्टुकामः अहं तत्र परिसरविषये तावत इदानीं वयं तत्र सर्वत्र पश्यामः इदानीं वृक्षकानामारोपणं न नैव क्रियते ये तावत् वृक्षाः आरोपिताः तेषां संरक्षणमपि न कुर्वन्ति जनाः तदर्थं का व्यवस्था वर्तते अस्मदीयसर्वकारे

भवतु मय् अहमपि पश्यामि परन्तु एका समस्या तत्र वृक्षकाणाम् आरोपणं कुर्वन्ति एव प्रतिवर्षं कुर्वन्ति आरोपिताः वृक्षकाः तेषां संरक्षणं कः करोति संरक्षणं न क्रियते चेत् वनरक्षणं न क्रियते चेत् वृक्षकाः आरोपिताः नष्टाः भवन्ति तदर्थं वा जलसेचनादिकं कार्यं अवश्यं कर्तव्यं खलु तत्रापि परिसरविषये एतावत् तत्र प्रीतिः एतेषां प्रीतिः भवति तादृशव्यक्तीनां तावत् नियोजनं क्रियते चेत् आसक्तिपूर्वकं कुर्वन्ति कार्यं दत्तं

अवश्यं पश्यतु भोः अवश्यं पश्यतु तदिव अत्यन्तम् आवश्यकम् अपरः प्रश्नः मया अत्र तत्र प्रष्टव्यः इदानीं तावत् मार्गस्य मार्गविस्तारं कुर्वाणाः जनाः इदानीं सर्वकारीय अधिकारिणः ये वर्तन्ते पार्श्वस्थान् वृक्षकान् तावत् छिन् तत्र छिन्नवन्तः चिनन् छिन् छिनन्त्येव तदनन्तरं तेषु स्थाने तावत् नूतनानां वृक्षकाणाम् आरोपणं कर्तव्यं खलु तस्मिन् विषये प्रयत्नः न क्रियते इदानीं अ तत्र एकेन जनेन न शक्यते तद्कर्तुं तथापि समष्टिप्रयत्नः अवश्यक अवश्यं कार्यः तदर्थम् अवश्यं प्रयत्नं करोतु भोः

भवतु भवतु नाम पुनर्मिलामः अन्यस्मिन् समये वयं पुनः मिलामः धन्यवादाः हा धन्यवादाः